भारते भिन्न भिन्न स्थलेषु भिन्न भिन्ननाम्ना आख्याताः नाट्यकलाः सन्ति भरतनाट्यं कुचिपुडि कथकळि मोहिनी आटम् इत्यादयः अत्र नाट्यशास्त्रविषये भरतमुनेः विरचितं नाट्यशास्त्रम् एव मूलम् नाट्यशास्त्रे तत्र भरतमुनेः तत्र रूपकस्य विषये अपि प्रभेदाः अपि उक्तवान् अत्र दशप्रभेदाः भवितुम् अर्हति दशकं रूपकम् इत्यस्मिन् विषये अपि तत्र वयं द्रष्टुं शक्यते तत्र रसाः नवरसाः विषये मुद्राणां विषये तत्र रङ्गमञ्चे कथं व्यवहारं करणीयं इत्यस्मिन् विषये अपि नियमाः अपि तत्र दत्तवन्तः भरतमुनेः